अत्र अस्माकं प्रान्ते वृद्धाश्रमः आश्रमो वा तत्र बालकेन्द्राणि सन्ति परन्तु यदि वयं पश्यामः तत्र तत्र वृद्धाश्रमस्य सङ्ख्या बहुन्यूना वर्तते प्रायः त्रिपुराराज्ये तत् ए ए सङ्ख्या नाम द्वयं त्रयं वा भवितुमर्हति प्रायः वृद्धाश्रमः बालकेन्द्राणि तु सन्ति एव तत्र बहवः नेवालाः अनाथाः स् अनाथाः सन्ति तेषां कृते केन्द्राणि अत्र सर्वकारैः त तत्र केन्द्रस्य व्यवस्था क्रियते पुनश्च ग्रहरहितानां सङ्ख्या अपि अत्र वर्धमाना तु न अपि तु बहुन्यूनम् अस्ति कारणम् अत्र गृहरहिताः न् न सन्ति इत्येव इत्यपि वक्तुं शक्यते प्रायः समेषां कृते सर्वकारपक्षतः गृह इत्यादिकं निर्माय सर्वेषां निवासावासव्यवस्थायाः तत्र क्रियते व्यवस्था क्रियते